मनसोल्लासार्थम् अस्माकं शिव्मोग्गाप्रदेशे प्रातःकाले योगकेन्द्राणि सन्ति शिव्मोग्गानगरे एव पञ्चाशत् अधिक्योगकेन्द्राणि सन्ति ते तत्र नागरिकाः गच्छन्ति व्यायामादिकम् अनन्तरं प्राणायामदिकं कुर्वन्ति ध्यानादिकं कुर्वन्ति मनसः सन्तोषम् अनुभवन्ति अनन्तरम् उद्यानानि सन्ति शिव्मोग्गानगरं स्मार्ट् सिटी इति कारणतः तत्र तत्र उद्यानानि निर्मितानि जनाः सायङ्कालसमये प्रातःकाले वा विहारार्थं गच्छन्ति सुखं सन्तोषं वा अनुभवन्ति अनन्तरं सांस्कृतिककेन्द्रानि सन्ति अत्र देवालये अपि सांस्कृतिककार्यक्रमाः भवन्ति अनन्तरं कूवेम्पूररङ्गमन्दिरं सुवर्णसांस्कृतिकभवनम् इत्यादि रङ्गमन्दिराणि अपि सन्ति तत्रापि जनाः गच्छन्ति नाटकादिकं सांस्कृतिककार्यक्रमादिकं पश्यन्ति सुखं सन्तोषञ्च अनुभवन्ति एवं शिव्मोग्गानगरे ये नागरिकाः सन्ति ते सामान्यतः प्रातःकाले विहारार्थं वायुविहारार्थम् अनन्तरं योगार्थं सायङ्कालसमये सांस्कृत् कार्यक्रमादिकं द्रष्टुं गच्छन्ति एवं मनसोल्लासं प्राप्नुवन्ति